महत्वात् भारवत्वात् च महाभारतमुच्यते महाभारते मम इष्टतमं पात्रम् अस्ति धर्मराजस्य लोके सर्वे विदन्ति ये भारतकथां जानन्ति धर्मराजस्य वैशिष्ट्यं तत्र अन्ये सहोदराः ए चत्वारः वर्तन्ते तेषु अर्जुनस्य भीमस्य च भीमस्य च वयं जानीमः किन्तु धर्मराजः केवलं सहनेन क्षमया सर्वान् जयति यद्यपि युद्धभूमौ युद्धं कर्तुम् अपि गतवान् सः तदा अपि तस्याः क्षमाम् एव वयं पश्यामः द्रौपद्याः विषये वा भवतु मातुः कुन्त्याः विषये वा भवतु एवञ्च ज्येष्ठपितृव्यस्य ध्रुतराष्ट्रस्य विषये वा भवतु सर्वेष्वपि सः आदरं दर्शयति क्षमां दर्शयति तेन क्षमया एव सर्वं सः जयति तस्मात् कारणात् अहं महाभारते धर्मराजस्य पात्रं बहुधा इच्छामि